मम ग्रामे गृहपरिसरे एव एकः तटाकः विद्यते तत्र अन्येषामपि तरणस्य पाठनं मया कृतम् तत्र नारिकेलफलद्वयम् स्थापयित्वा तन्मध्ये रज्जुबन्धनं कृत्वा तन्मध्ये अस्माकं शरीरं स्थापयामः चेत् वयम् जले गन्तुं शक्नुमः तरणं कर्तुं शक्नुमः तत्र निमज्जनं न भवति तादृशरूपेण नारिकेलफलद्वयस्य साहाय्येन मया मयापि तरणं तथैव आदौ कृतं तदा अन्येषामपि तस्य पाठनं कृतं विशेषतः निमज्जनसमस्याः आगमिष्यन्ति तदर्थमेव अस्माभिः विशेषरूपेण तत्र अवधानं दातव्यं भवति अन्यथा तत्र तडागेष्वपि क्वचित् स्थानेषु अधिकः अगाधः अगाधं जलं भवति तत्र निमज्जनसमस्या यथा न भवेत् तथा अस्माभिः जागरूकैः भाव्यम्